द्वाविंशत्यधिकद्विसहस्रतमवर्षस्य डिसम्बर् मासस्य ऊनविंशतिः दिनाङ्कः सप्तनवत्यधिक ऊनविंशतितमवर्षस्य मार्च् मासस्य प्रथमः दिनाङ्कः पञ्चदशाधिकद्विसहस्रतमवर्षस्य एप्रिल् मासस्य दशमः दिनाङ्कः विंशत्यधिकद्विसहस्रतमवर्षस्य मेमासस्य चतुर्विंशतितमदिनाङ्कः अष्टनवत्यधिक ऊनविंशतितमवर्षस्य जूण् मासस्य द्वितीयः दिनाङ्कः